हलो ओहोहो कस्मात् प्रदेशादागतः हा हा हा प्रथमवारं प्रथमवारम् आगतो वा उडुपिनगरं प्रति हा हा कुत्र अस्ति इदानीं

उडुपिनगरं द्रष्टव्यं खलु उडुपि उडुपिनगरं नाम श्रीकृष्णक्षेत्रं इत्येव प्रसिद्धं जगति तत्र श्रीकृष्णदेवालयः विद्यते खलु प्रसिद्धः दृष्टं उडुपिनगरं तत्र श्रीकृष्ण देवालयं प्रति गन्तव्यं चेत् यः कोपि रिक्षा यानेन अथवा कार् यानेन अगन्तुं शक्यते सर्वे जानन्ति तत् प्रसिद्धं श्रीकृष्णक्षेत्रं श्रीकृष्णदर्शनं तु तत्र आदौ कार्यं जगद्गुरुभिः मद्वाचार्यैः प्रतिष्ठापित कृष्णप्रतिमा विद्यते अत्र अतीव सुन्दरा मूर्तिः विद्यते तत्र श्रीकृष्णस्य दर्शनं कार्यं ततः तस् समी समीपे एव अतिप्राचीन प्राचीनौ देवालयौ विद्येते अनन्तेश्वरः चन्द्रेश्वरः इति तत्तु अतिप्राचीनं उडुपि इति नाम एव चन्द्रमौळेश्वरक्षेत्रतः आगतम् इति श्रूयते तत्र चन्द्रः तपः कृतवान् तेन प्रीतः भगवान् शिवः तस्य दर्शनं प्रत्यक्षरूपेण दत्तवान् इति सा एव मूर्तिः चन्द्रामौळीश्वरः इति लिङ्गरूपेण तत्र द्रष्टुं शक्यते तत् समीपे एव अतिप्राचीनः अत एव उडुपि इति नाम आगतम् इति उडुपः नाम चन्द्रः खलु सः अत्र तपः कृतवान् इति अस्य उडुपि इति नाम आगतम् इति तत् समीपे एव अतिप्राचीनः अनन्तेश्वरदेवालय इति वर्तते तदपि द्रष्टव्यं पुनः तत्र रथवीथी इति वर्तते तत्र श्रीकृष्णस्य रथोत्सवः प्रचलति तत्र अष्टौ मठाः दृश्यन्ते अष्ट अष्टौ मठाः सन्ति अष्टमठाधीशाः एव श्रीकृष्णस्य पूजनं वर्षद्वयं यावत् कुर्वन्ति तस्यैव श्रीकृष्णपूजायाः तस्य पर्यायोत्सवः इति कथ्यते अत्र वर्षद्वयं वर्षद्वयमध्ये एकवारं प्रचलति प्रतिवर्षं सायंकाले भवान् आगच्छति चेत् कृष्णमठस्य सविधे रथोत्सवः दृश्यते तस्य रथे श्रीकृष्णस्य प्रतिमां निक्षिप्य उत्सवं कुर्वन्ति तदपि द्रष्टुं शक्यते भोजनव्यवस्था तु उडुपिनगरं तद् तदर्थमेव प्रसिद्धं अत्र तु मध्याह्ने रात्रौ उभय उभयत्र उभय विधे अत्र भोजनव्यवस्था विद्यते तद् तद्विषये चिन्ता मास्तु तत्रैव भोजनशाला विद्यते श्रीकृष्णमठस्य पृष्ठभागे तत्रैव यदि विचारयन्ति चेत् ते सूचयन्ति भोजनार्थं गन्तव्यम् इति सर्वे तत्रैव वदन्ति दर्शनानन्तरं भोजनार्थं गच्छतु इति अस्तु अस्तु अस्तु भोजनं तत्र होटेल् मध्ये न स्वीकरोतु अत्रैव कृष्णमठस्य प्रसादरूपेण भोजनं कृत्वा गच्छतु प्रथमवारम् आगतवान् खलु अस्तु अस्तु अस्तु अस्तु अस्तु